हलो नमस्ते अहं माङ्गल्यम् इवेण्ट् मेनेजर् अस्ति विवाहसर्कारस्य भोजनं अत्र अस्ति

विवाहसर्कारस्य अलङ्गारं सर्वेषां जो रोचते वा अनन्तरं अनन्तरं धन्यवादः वदतु

हलो वद भोजनस्य विभवः सर्वेषाम् इष्टं वा केसर्

विवाहस्य मैलाञ्जी कथं मैलाञ्जी विवाहं कथमस्ति

धन्यवादः